नमस्ते शुभदिनम् हा अस्तु अस्तु हा अस्तु जि अस्तु ह्म् ह वदतु किम् आवश्यकम् भवतः रोगः किं भवतः रोगः किम् अस्तु हा हृदयस्य किं भागे वेदना अस्ति कीदृशभागे कीदृशभागे वेदना अनुभवः अनुभवं करोति हृदयस्य मध्यम भागं उपरि भागे आम् तद् एकः वायुबन्धः अस्ति इति मम आलोचनम् अस्तु अहं एकम् एकं मेडिसिन् पृच्छामः तद् मेडिकल् स्टोर्

मेडिकल्स् स्टोर् मध्ये तद् अस्ति हा अस्तु अस्तु अस्तु प्र प्रभाते प्रभाते भक्षण अनन्तरं हा रात्रिः प्रभाते भक्षणानन्तरं रात्रिः एन्त बर्ले हा रात्रिकाले ह्म् एकमस्ति एकम् आवश्यकमस्ति अस्तु अस्तु हा अस्तु अस्तु शुभदिनम्